दिस् कोल् इस् नौ बीन् रेकोर्डेड् हरिः ओम् आम् आम् आम् वदतु आम् आम् आम् आम्

अनन्तरं प्रातः काले आम् आम् रम्बाफलं अनन्तरं प्रातःकाले किञ्चित् योगस्य योगाभ्यासं भवति चेतपि सम्यक् भवति अतः तत्र तदा तस्य नासिका सम्यक् अस्ति वा हा तथा सम्यक् नास्ति चेत् आम् आम् परन्तु प्रायः येल्लो प्लाश्टिक् औषधिं न दध न दद्मः अतः प्रा प्राकृतिकचिकित्साम् एव वदामः अतः तत् अनुलोमविलोमं प्राणायाममाध्यमेन नासिका नासिका नाडी शुद्धं भवति

हा कारणम् अस्ति चेत् तस्य यत् ये इम्यूनिटि पवर् अस्ति तद् न्यूनम् अस्ति अतः दुग्धेन साकं आम् आम् आम् वदामि तदेव वदामि अहं वदामि तस्य दुग्धेन साकं हरिद्रां किञ्चित् उपयुज्य उष्णदुग्धेन साकं यावत् पीयु पातुं शक्यते सः बालः तावत् एव उष्णं कृत्वा तत्र हरिद्रां किञ्चित् योजतित्वा तत् ददातु तदेव सम्यक् अस्ति अनन्तरम् अपि आपेल् अपि सम्यक् भवति आम् अन्यत् ग्रीन् वेजिटेबल्स् नाम स् ग्रीन् वेजिटेबल्स् अपि बहु सम्यक् अस्ति बालनां कृते तत्तु उ म उपयुज्य कृत्वा तत्तु ज्यूस् कृत्वा अपि ददातु सम्यक् भवति बहिः तः किञ्चित् मास्तु

आम् आम् रात्रौ भ्रमणं तु शरीरस्य कृते उत्तमः भवति परन्तु इदानीं तस्य ज्वरः अस्ति चेत् मास्तु ज्वरानन्तरम् ब् प्रतिदिनं प्रातःकाले गच्छ गच्छतु आम् आम् आम् आम् महोदय